अस्माकं प्रदेशे पूजास्थानानि बहूनि सन्ति परन्तु तेषां मध्ये

एकम् एकः पुरातनदेवालयः अस्ति नाम कोटे आञ्जनेयदेवालयः इति देवालयः तु तुङ्गानद्याः पार्श्वे एव अस्ति दूर्वासामुनेः तत् तत्र दुर्वासामुनिः देवालयस्य स्थापनं कृतवन्तः इति अपि इतिहासः वदति प्रतिवर्षं तत्र माघमासे तस्मिन् देवालये बहु उत्तमरीत्या रतोत्सवः एकसप्ताहः तत्र भिन्नभिन्नकार्यक्रमाः अभिषेकाः इत्यादिकं भवति बहु बहवः जनाः अपि तत्र आगच्छन्ति अनन्तरं तत्र पूर्णिमादिवसे नद्यां तत्र तेप्पोत्सव इति अपि आचर्यते तत्रापि बहु जनाः आगत्य तत्र दृष्ट्वा सन्तोषम् अनुभवन्ति